मम समीपे एकं वस्त्रमस्ति सः बहु सम्यक् अस्ति तस्य ब सः उत्कृष्टः अस्ति तस्य का कार्यकारी अपि बहु सम्यक् अस्ति सः कस्यापि किमपि कार्यस्य वा का किमपि प्रसङ्गे वा तस्य उपयोगः भवति उष्णं वा शीतं वा तस्य उपयोगः उपयोगः भवति सः सम्यक् अस्ति तस्य उत् उत्कृष्टं का क्वालिटि अस्ति तर्हि तस्य उपयोगः सर्वत्र अस्ति